अस्माकं प्रदेशे बहूनि दर्शनीयानि पर्यटनस्थानानि वर्तन्ते सहस्रलिङ्गम् इति एकः प्रदेशः अस्ति तत्र नद्यां सहस्रसङ्ख्यायाम् ईश्वरलिङ्गानि निर्मितानि सन्ति बहु सुन्दरम् आनन्ददायकं भक्तिप्रदञ्च स्थानम् एतत् तथैव अनतिदूरे श्रीस्वर्णवल्ली इति एकः एकं मठं वर्तते तत्र अपि अति सौन्दर्य स्स्स्स् परिसरः निर्मितः अस्ति अन्यच्च जोगजलपातः इति प्रदेशः विश्वप्रसिद्धः अस्माकंग्रामस् ग्रामात् केवलम् पञ्चाशत् किलोमीटर् दूरे एव वर्तते तथैव वनवासि श्रीमधुकेश्वरदेवालयः तत्र अश्मणा एव निर्मितम् एकं मन्दिरम् अन्तः प्रविशामः चेत् यथा एसिरूम्मध्ये प्रविशामः तादृशः अनुभवः अधुनापि महति आतपे सम्भवति अत्यन्तं सुन्दरं शिल्पं कलावैभवम् अत्र द्रष्टुं शक्नुमः तथैव अस्माकं परिसरे प्रतिदिनं दोसाखाद्यं प्रातराशनार्थं निर्मीयते अतः एव अत्र विविध दोसाखाद्यानि अत्यन्तं रुचिकराणि भवन्ति दोसाखाद्यैः सह गुड आज्यमिश्रितम् गुडभक्षणम् तथैव उपसेचनम् पुरस्सरम् विशिष्टविशिष्ट खाद्यानां निर्माणम् अत्र भवति तानि बहूनि रुचिकराणि भवन्ति